मम प्रदेशस्य राजनैतिकदलानि ऐ पि एफ् टि बि जे पी सि पि ऐ एम् ऐ एन् सि टी एम् सी इत्यादयः सन्ति अस्मिन् प्रदेशस्य विकासाय विभिन्नानि राजनैतिकदलानि स्थापयन्ति स्वतन्त्रस्य अनन्तरं नवचत्वारिंसत्यधिकनवदशशत तम अब्धे त्रिपुराराज्यं भारतवर्षस्य केन्द्रशासित प्रदेशत्वेन युक्तम् अभवत् अनन्तरं द्विसप्तत्यधिकनवदशशततम अब्धे पूर्णराज्यरूपेन स्वीक्रियते भारतीयराजनैतिकदलानि त्रिपुराराज्ये अपि शासनं करोति एवं त्रिपुराराज्ये अपि विभिन्नानि लघुलघुदलाणि स्थापयन्ति जनानां विकासाय दलानि स्थापयन्ति भारतस्य राज्येभ्यः क्षेत्रेभ्यश्च स्थानीयाः आवश्यकतायाः प्राकृतिक संशोधनाः विभिन्नानि विषये सूचना समावेशयित्वा कृषिक्षेत्रे सार्वजनिकनिवेशनं वर्धयितुं कृषिसम्बन्धक्षेत्रेषु उत्पादकतायाः बृद्धिं कर्तुं कृषकाणाम् आयं वर्धयितुं विभिन्नयोजनानिर्माणं करोति भारतेन सह समृद्धस्थापना एवञ्च सञ्चारव्यवस्थायाः विकासाय विभिन्नानि दलानि स्थापयन्ति